पूर्वकाले वाहनानि न सन्ति केवलं पदभ्यां गतवन्तः सर्वे जनाः इदानीं वाहनव्यवस्था अस्ति उत्तमम् किन्तु वाहनव्यवस्था किञ्चित् अस्माकम् उपयोगम् अस्ति किञ्चित् क्लेशः अपि तत्र वर्तते इत्युक्ते यदि शीघ्रङ्गन्तव्यं हा कार्याणि अधिकानि करणीयानि इत्युक्ते तत्र वाहनव्यवस्था अवश्यं तत्र आवश्यकता वर्तते एव पूर्वकाले तत्र अन्यनगरं गन्तुं बहु कालः आवश्यकः आसीत् इदानीम् यदा इतः वयम् भाग्यनगरतः देहलिं गमनागमनार्थं दशदिनानि वा पञ्चदशदिनानि वा तत्र पूर्वम् आवश्यकता वर्तते हा किन्तु इदानीं विमानमार्गेण एकस्मिन् दिने एका होरायां एकस्मिन् घण्टा एकस्मिन् एकवादने इत्युक्ते शीघ्रङ्गच्छामः तत्र समयस्य अस्माकं सौलभ्यं भवति अनन्तरं समयः अधिकसमयः तत्र न गच्छति शीघ्रङ्गत्वा अस्माकम् अधिककार्याणि कृत्वा पुनः वयम् आगन्तुं शक्नुमः तादृशव्यवस्था अधुना अधुनाकाले अस्ति किन्तु एषा व्यवस्था किञ्चित् क्लेशकरा अपि तत्र वर्तते क्लेशकरा वर्तते किमर्थमित्युक्ते वायुकालुषम् अस्ति अनन्तरं तत्र अधिकम् इन्धनम् इन्धनेन एतत् व्ययः अपि अधिकं भवति अनन्तरं किञ्चित् तत्र अधिकम् मूल्यमपि दातव्यमस्ति इत्युक्ते किञ्चित् लाभाः भवन्ति तत्र तदनुसारेण किञ्चित् नष्टानि अपि तत्र भवन्ति दुविधाः वर्तते किन्तु अधुनातनकाले इदानीं मोडन् इत्युक्ते आधुनिककाले वाहनव्यवस्था अत्यन्ता आवश्यकी वर्तते वाहनं विना यत्र कुत्रापि गमनं कष्टं भवति इदानीम् विद्युत् वाहनानि आगतानि तानि उपयुज्य वयं किञ्चित् वायुकालुष्यं वायुकालुष्यम् दूरीकृत्वा तत्र वयं केवलं गमनागमनम् कृत्वा वायुकालुष्यं विना गमनागनं कर्तुं शक्यते व्ययं व्ययमपि किञ्चित् तत्र अधिकव्ययं न भवति